हरि ओम् नमस्ते अहं जनार्दनः अहम् इतः बेङ्गलूरु नग् बेङ्गलूरुनगरे विमानयानस्थले गन्तुम् इच्छामि यदि भवान् आगन्तुं शक्यते चेत् शीघ्रातिशीघ्रं मैशुरुनगरं प्रति आगन्तुम् शक्यते वा यदि आगन्तुं शक्यते चेत् श्वः अवश्यं पञ्चवादने आगम्यताम् विलम्बः मा क्रियताम्